भारतस्य सञ्चारव्यवस्था इदानीन्तनकाले किञ्चित् उन्नता अभूत् इति अहं अभिप्रैमि तथापि क्वचित् समस्याः दृश्यन्ते ते समस्याः दूरीकरणीयाः परिहरणीयाः यथा भारतस्य पूर्वस्यां दिशि ये प्रदेशाः सन्ति तत्र सञ्चारस्य इदानीन्तने काले अपि न्यूनता दृश्यते यथा बहुषु ग्रामेषु अधुनापि मृत्पथाः सन्ति यत्र वर्षाकाले जनानां सञ्चारे महान् क्लेषो जायते इत्थं बहवः ग्रामाः सन्ति येषु एतावता कालेन अपि विद्युत् नास्ति जनाः अन्धकारमयपरिवेशे वसन्ति तादृशेषु स्थलेषु समस्या निवारणीया अस्ति